एतावत् मया मम जीवने बहवः छायचित्राणि स्वीकृतम् यथा अहं मम दूरवाणीद्वारेण बहवः पशूनामपि पक्षिणामपि छायचित्रं चलचित्रमपि स्वीकृतम् एवञ्च अस्माकं भारतदेशे तु बहु सम्यक् दृश्याणि सन्ति यत्र समीचीनं दृश्याणि सन्ति अहं तत्र गत्वा छायचित्रं चलचित्रं स्वीकरोमि यथा उदाहरणेन स्पष्टं करोमि यथा अस्माकं प्रदेशे नद्यः सन्ति नद्यः वहन्ति सा कथं वहति तस्य जलं कथं वहति तस्य छायचित्रम् अहं स्वीकरोमि एवञ्च चलचित्ररूपेण यदि स्वीकरोमि सा तु बहु सम्यक् भवति एवञ्च तानपि सर्वं स्वीकृत्य अहं स्वस्य दूरवाणीमध्ये तत् सम्पादनमपि करोमि नाम एडिटिंग् इति अपि करोमि एवञ्च गतवर्षे किं जातं मम भगिनीविवाहः आसीत् एवञ्च अहं मित्रस्य डि एस् एल् आर् केमेरा स्वीकृत्य तत्र विवाहे बहवः छायचित्रं स्वीकृतं एवञ्च चलचित्रमपि स्वीकृतानि एवञ्च अहं यत्र सम्यक् दृश्याणि भवन्ति अहं तत्र गत्वा यथा अस्माकं भारतीय भारतदेशे बहवः तीर्थ स् स्थलानि सन्ति मन्दिराणि सन्ति एवञ्च मन्दिरे यः भगवतां भगवान् सन्ति तेषां फोटो तेषां छायाचित्रमपि एतावत् मया मम जीवने स्वीकृतानि एवञ्च बहवः वृक्षाः सन्ति सन् यदा यथा सूर्यः उद्यते उद्यते नाम सूर्यः सन् सन्रैस् भवति तदानीमपि अहं छायाचित्रम् एतावत् स्वीकृतम् एवञ्च मम प्रदेशे तु बहवः पर्वताः सन्ति उत्तराखण्डप्रदेशे बहवः पर्वताः सन्ति तत्र सम्यक् रूपेण अहं तत्र छायाचित्रमपि स्वीकृतं बहवः वृक्षाः यत्र भवन्ति तत्र सम्यक् रूपेण अहं छायचित्रम् एतावत् मम जीवनकाले स्वीकृतम्